आड्यो बुक्स् इत्यस्य अर्थः भवति यत् यत् किमपि ए एकं पुस्तकम् एकं विषयं वा एकस्य भाषायाः भाषायाम् अतिरिच्य अन्यभाषायामपि अध्ययनं पठितुं शक्यते यथा गणित गणितविषयमस्ति तत् गणितविषयं वयं हिन्दीभाषायामपि पठितुं शक्यते आङ्गलभाषायामपि पठितुं शक्यते यथा ऐतिहासिक इतिहासः विषयः अस्ति तदपि हिन्दीभाषायामपि पठितुं शक्यते आङ्ग्लभाषायां संस्कृतभाषायामपि पठितुं शक्यते तस्य लाभः इयम् अयं भवति यत् ये यः हिन्दीभाषां न जाना जानाति अथवा संस्कृतभाषां न जानाति अथवा आङ्गलभाषां न जानाति सः यत् किमपि भाषां जानाति आङ्गल अथवा हिन्दी अथवा संस्कृतभाषां जानाति तस्मिन् भाषायामेव सः आड्यो बुक्स् माध्यमेन ज्ञानं प्राप्तुं समर्थः भवति